वेदे विद्यमानशब्दानाम् अर्थज्ञापने महत्त्वं स्थानं भजते निरुक्तशास्त्रम् तस्य निरुक्तशास्त्रस्य विशेषः तावत् तत्र धातुः तत्र विद्यमान शब्दस्य धातुः कः तत्र प्रत्ययः कः इत्यादिविषयाः यास्काचार्यैः बहु सम्यक् निरूपितं वर्तते एकेनैव ग्रन्थेन यास्ककृतेन वेदानां सर्वे शब्दाः कथम् अवगम्यन्ते इति चेत् तत्र यास्काचार्यैः बहु सम्यक्तया विभज्य तस्य शब्दस्य कः अर्थः तत्र कः धातुः धात्वर्थः कः तत्र प्रत्ययः कथं भवति तेन तदर्थः कथं लभ्यते इत्यादि विषयान् बहु सम्यक्तया उक्ताः सन्ति अतः यास्ककृतेन एकेन ग्रन्थपठनेन एव वेदानां सर्वे शब्दानां अर्थाः अपि अवगन्तुं अस्माभिः शक्यन्ते